सो मध्ये अहम् एकं प्रोडेक्टं क्रीणामि नाम अस्ति फेनकं फेनकं तत्र सुगन्धमपि अस्ति एवञ्च फेनकं तत्र रूपे आरोग्यरूपेण तद् सम्यक् अस्ति एवञ्च प्रोडक्टर् इत्युक्ते अहं क्रीणामि परन्तु अहं आकर्षणं भवति सौ सौन्दर्यमपि अस्ति कि सौन्दर्यम् इत्युक्ते सुगन्ध सम्यक् रूपेण आयाति